हरिः ओम् नम् नमस्ते वैद्ये भवत् भवती चिकित्सालये अस्ति वा कदा लभ्यते अहं प्रिया अस्मि आम् कदा लभ्यते चिकित्सालये भवती अस्तु मम् अहम् अस्वस्था अस्मि अतः एव दूरवाणी कृतवती उदरवेदना अधिकम् अस्ति वैद्ये किमपि सूचयति वा अहम् बन्धुजनाः विवाह् विवाहम् आसीत् अतः तत् तत्र गत्वा भोजनं कृतवती विपरीतं विपरीतम् उदरवेदना अस्ति वमनशङ्का अपि अस्ति इदानीं भोजनम् अपि न रोचते किं करणीयं कृपया सूचयति वा अत्र एव बेङ्गलूरनगरे एव आम् अधिकम् अस्ति आम्

अस्तु अस्तु

अस् अस्तु परन्तु तत् कुत्र लभ्यते औषधम्

अस्तु वैद्ये अस्तु वैद्ये वाट्सेप् मध्ये प्रेषयति वा तत् नाम अस्तु अस्तु वैद्ये अहं स्वीकरोमि तत् औषधं पुनः यदि स्वस्था न अस्मि चेत् अहं पुनः दूरवाणीं करोमि कृपया क्षम्यताम् अवश्यं वैद्ये बहु धन्यवादाः